हरिः ओं महोदय नमस्ते महोदय मम कृते चायम् आवश्यकं महोदय

एक उत्तमं चायं कृत्वा ददाति चेत् सम्यक् भवति इदानीमेव कार्यं कृत्वा आगतवान् सम्यक् चायं कृत्वा ददाति चेत् सम्यक् भवति इति किञ्चित् कषायं कृत्वा दातुं शक्यते वा

एवं वा आम् आं न न भवान् कषायं बहु सम्यक् करोति इदानीं मम कृते कश् कषायामेव आवश्यकमस्ति किञ्चित् शैत्यमपि अभवत् कासः अपि अस्ति तदर्थं कषायम् एव इच्छामि शीघ्रातिशीघ्रं कृत्वा महोदय आमामां मिश्रणं कृत्वा ददातु हा अन्तिमसमये तद् स्थापयित्वा ददातु अस्तु अस्तु चलति तद् सम्यक् कृत्वा अधिकमधुरं मा मा करोतु महोदय शर्करा न आवश्यकी गुडेन करोति चेत् सम्यक् भवति इति आम् गुडेन आम् अधिकं मा स्थापयतु यद् आवश्यकं तद् कृत्वा ददाति चेत् उत्तमं भवति चायं स्वीकृत्य किञ्चित् सम्भाषणपि कुर्मः शीघ्रं करोतु मम किञ्चित् पञ्चनिमेषसम्भाषणं कृत्वा अहं गच्छामि मम कार्याणि बहूनि बहूनि सन्ति किञ्चित् शीघ़रं कषायं कृत्वा ददातु आरोग्यमपि सम्यक् अस्ति महोदय शिरोवेदना अस्ति किञ्चित् शिरोवेदना शैत्यं कासः अस्ति तदर्थम् अहं कषायम् इच्छामि

इतोऽपि ग्राहकाः सन्ति वा बहवः ग्राहकाः सन्ति वा आम् आं हा कृपया किञ्चित् शीघ्रं करोतु महोदय दिनपत्रिकां निमेषद्वयम् अहं दिनपत्रिकां पठामि तस्मिन् समये एव भवान् सिद्धं कृत्वा ददातु आं कर्मकराः अपि सन्ति वा कर्मकराः सन्ति वा किञ्चित् आर्डर् शीघ्रं ददातु शीघ्रं कृत्वा ददातु